अस्माकं ग्रामे सर्वेपि उत्तमम् शिक्षणं प्राप्नुवन्तस्सन्ति लघुबलादारभ्य ज्येष्ठपर्यन्तं सर्वेपि शिक्षणं यथा प्रप्नुयुः तथा प्रति गृहं गत्वा उच्यते ज्येष्ठैः पुनश्च शाला अपि वर्तते अस्माकं ग्रामे यदि गृहे क्लेशः वर्तते तर्हि पुस्तकादिकं दत्वा सहकारं कुर्वन्ति ग्रमजनीयाः एवं च सर्वेपि उद्योगं कर्तुं प्रयत्नं कुर्वन्ति तथा गृहेपि तथा आग्रहः वर्तते उद्योगं कर्युः इति अतः तत्र प्रयत्नमपि क्रियते अन्यत्र अन्यत्र गत्वा स्व इच्छा कुत्र वर्तते तत् सर्वं पठित्वा आगम्यते एवं नेतृत्वमपि सम्यगेव निर्वहणं क्रियते यदि क्वचित् समस्या वर्तते तत्र गत्वा समस्या यदपेक्षितं तद्व तद्दत्त्वा सं व्यवस्था अपि सम्यक् क्रियते